दशमदिनाङ्कः जून् मासस्य चत्वारि चतुर्विंशत्युत्तर द्विसहस्रम् एकादशदिनाङ्कः जून् मासस्य चतुर्विंशत्युत्तरद्विसहस्रं विं विंशतिदिनाङ्कः चतुर्थि श् जून् मासस्य चतुर्विंशत्युत्तरद्विसहस्रं एकाविंशतिदिनाङ्कः मार्च् मासस्य चतुर्विंशतिः चतुर्विंशत्युत्तर द्विसहस्रम् एकदिनाङ्कः जून् मा एकदिनाङ्कः डिसेम्बर् मासस्य त्रयोविंशत्युत्तर द्विसहस्रम्